वातः पित्तः कफः इति त्रयः दोषाः सन्ति तेषां कारणानि भवन्ति पञ्चभूतानि वयं जानीमः पृथिवी अप् तेजः वायुः आकाशः इति तत्र वातदोषः आकाशसम्बद्धः एवमेव वायुसम्बद्धः भवति पित्तदोषः जलसम्बद्धः अग्निसम्बद्धः भवति कफदोषः भूमिसम्बद्धः जलसम्बद्धश्च भवति एतेषां निवारणोपायः इति वयं तथा वक्तुं न शक्नुमः किन्तु आयुर्वेदानुसारं तत्र बहूनि सूत्राणि सन्ति आयुर्वेदसूत्राणि तेषाम् अध्ययनेन सम चित्तद्वारा एवमेव यः स्वीक्रियमाणः आहारः भवति तत्र यदि वयम् अवधानं दद्मः तर्हिः एते त्रयः दोषाः ये सन्ति वातपित्तकफ इत्याख्याः त्रयः दोषाः तेषां वयं निवारणं कर्तुं शक्नुमः समीचीनम् आरोग्यम् अस्माकं भवति